संस्कृतभाषायाः व्याकरण व्याकरणं पाणिनिमुनिना लिखितं तद् बहु काम्प्लेक्स् अस्ति एकेव एकेव अक्षराणि तत् एकं निश्चितस्वरः अस्ति तत् दीर्घस्वरः ह्रस्वस्वरः अस्ति एतदेव